तत्र अहं बहु किमपि शिक्षमाडः आशां यथा चित्राणि कथं निर्मीयन्ते के चित्राणि च निर्मातव्यानि इति दृष्ट्वा अस्माकं जीवने सद्गुणाः प्राप्ताः अपि च अतीवप्रसन्नाः अभवन् वयं शिक्षितुं मिलित्वा मित्रैः सह सन्तं विनोदं च कुर्मः आचार्यैः सह